इदानीं वर्षत्रयात् पूर्वं यद्दृश्यं आसीत् तदा चिकित्सालयाः न्यूनाः आसन् यद्यपि तत्र सामन्य चिकित्सालयाः सन्ति किन्तु विशिष्य कोविङ् सन्दर्भे यादृश औषधसस्य आवश्यकता आसीत् तादृश साहाय्यार्थं तादृशानि केन्द्राणि अधिकानि न आसन् तदनन्तरम् इदानीम् अस्माकं गृहं परितः व्यावस्थाः कल्पिताः तथा अपि समीचीनम् औषधं समये प्राप्यते इति मम विश्वासः नास्ति